नमस्ते वेङ्कटेशमहोदय इदानीम् अस्माकं नगरे नूतन उपहारगृहम् उद्घाटितम् अस्ति तस्य नाम पै टिफिन्स् ति इपि इति आदर्श ऋग्णालयस्य समीपे अस्ति इति अहं दृष्टवान् भवान् तत्र कदाचित् गुगतवान् अस्ति चेत् तत्र उपहारः आहारः भोजनं सर्वं शुद्धता तत्सर्वं कथमस्ति इति किञ्चित् वदति वा